हा एतत् सत्यं कस्मिन् विषये लेखनादारम्भं कृत्वा अनन्तरं समस्यादिकं भवति परन्तु न त्यज्यं तत्रः सन्देहः निवारितं निमस्ति तदर्थम् इदानीं गुगलादिकम् अस्ति तत्र गत्वा तस्सर्वं स्वीकृत्य तत्र सर् कृत्वा वयं ज्ञातुं शक्नुमः इदानीं भारतस्य ऐक्य भावविषये लिख् बहु कष्टकरो भवते भारतेः साम् संविधानिकः संरचनायाः परिष्करणं कर्तुम् आर्टिक्यादिकं लिखितुं बहु क्लेशाय भवति तस्मिन् विषये वदामः चेत् अत्र बहु कान्ट्रवस्रि आगच्छति तदर्थं तस्मिन् विषये आधिक्येन वक्तुं न शक्नुमः यतो हि भारतः धार्मिकप्रकारः यः सरस्ति तत्र सर्वे संस्कृते अनुगुणं कार्यं कुर्वन्ति भारते नैकाः संस्कृतिः लक्ष्यन् लभ्यन्ते तत्रहं मानाहं चिन्तनः भिन्नं भिन्नमपि भवति तदर्थम् तत्र एवं भवति तस्मिन् विषये आधिक्येन लिखितुं न शक्नुमः तदर्थं बहु डाटा अपेक्षते तत्रापि बहु क्लेशाय भवति एवं च भारते इदानीं दा उपरिः बहूनि कार्याणि क्रियमाणाः वर्तन्ते तस्य उपरिः तु आर्टिकल् तुं शक्नुमः तदर्थमपि बहु डाटा अपेक्सते इति डाटा स्वीकर्तुं वयं गूगुल् यत्किमपि यूस् कर्तुं शक्नुमः येनः वयं सम्यग्रूपेणः डाटा अनलिसिस् कृत्वा तत्र सूचना दातुं शक्नुमः परन्तु आरम्भणीयं कार्यं न त्यक्तव्यमिति एवं कर्तव्यम्